विद्यालयेषु के विषयाः पाठ्यन्ते इति प्रश्ने सति तत्र विज्ञानं गणितम् इतिहासः वेदः उपनिषत् भगवद्गीता सङ्गीतं कृषिः चित्रकला भरतनाट्यं यक्षगानम् इत्येवं विविधप्रकाराः पाठ्यक्रमाः विद्यालयेषु वर्तन्ते परन्तु एकस्मिन् विद्यालये एव एते अंशाः पाठ्यन्ते इति वक्तुं न शक्यते परन्तु गुरुकुलेषु पञ्चमुखी शिक्षणम् इति वर्तते तत्र एते विषयाः अवश्यं पाठ्यन्ते इदं तु सर्वेऽपि जानन्त्येव अपि च अयम् अंशः अस्माभिः ज्ञातव्यः यत् तत्र गुरुकुलेषु निःशुल्कमेव शिक्षणं लभ्यते अपि च अग्रे गत्वा शिक्षकाः उत्तमाः सुशिक्षिताः च सन्ति वा इति पश्यामश्चेत् गुरुकुलेषु अवश्यं वर्तन्ते एव यतः ते आचार्याः शिक्षकाः ये सन्ति ते गुरुमुखेन अध्ययनं कृत्वा छात्राणां कृते पाठयन्ति बोधयन्ति च अतः ते सुशिक्षिताः इति वक्तुं शक्यते अपि च अन्ये ये विद्या अन्ये ये विद्यालयाः सन्ति तत्र तथा वक्तुं न शक्यते यतः तेषां पदवीशिक्षणम् कीदृशं भवति इति वक्तुं शक्यते तथापि सम्यक् पाठयन्त्येव